यदा छात्राः लेखनम् आरभ्यते तदा तेषां लेखने अक्षराणां सङ्ख्यानां चित्राणां अकासनां च मिश्रणं भवन्ति अस्ति प्रायः कालान्तरेण स्वयमेव सुधाराः भवन्ति ये छात्राः एतां प्रगतिं न कुर्वन्ति इति भासते तेषाम् अभिलेखनम् अवलोकनं च कुर्वन्ति एतेन विकासेन कष्टं सूचनां भवेत् भवतः छात्राणां लोकत्वेन वर्धनार्थं लेखनस्य बहु छारभ्यं करणीयः उत्साहेन अस्मिन् दृष्टिकोणे रुचिः उत्पन्ना स्यात् परन्तु वत्सवतः वयं यत् अतः मम तत् अनुशासनं वित्तं च